संस्कृतभाषा विशिष्टभाषा संस्कृतभाषा सर्वेषां सर्वेषां कृते उत्तमभाषा इत्यहं मन्ये सर्वभाषायाः मातृका येपि अपि सर्वे अङ्गीकृतवन्तः इदानीं संस्कृतभाषायां शिष्यता अस्मि लिपिः अपि सम्यगस्ति लिपिः अपि किं लिखामः तदेव पठामः किं लिखामः तदेव उक्तामः किमपि अक्षरं वृथा नास्ति किमपि अक्षरं वृथा नास्ति लिखित्वा लिहित्वा एव पठित्वा एव सम्यक् लेखनमपि सम्यक् भवति पठनमपि सम्यक् भवति अन्यभाषा अन्यभाषा अन्यभाषायां केचन शब्दाः न स्मरितवन्तः विस्मृतवन्तः मध्ये मध्ये सैलेन् तूष्णिं भवति तदेव संस्कृतभाषायां ये एतादृशम् परितः भरणे नास्ति धारणे नास्ति किं लिखामः तदेव पठामः तदेव उत्तामः केचन भाषा भाषां कृ ते कश्चन अक्षराः सैलेण्ट् भवति सैलेन्त् नाम तूष्णीं भवति तदेव संस्कृतभाषायाम् एतादृशविपरीतधोरणे नास्ति उच्चारणमपि सम्यग्भवति उच्चारणं लेखनमपि सम्यग्भवति सं अन्यभाषायाः मातृका संस्कृतम् इति इदानीं सर्वे भाषा भाषाकोविदाः वदन्ति इदानीं जर्मनि भाषा इटलि भाषा इदं भारते सर्वे भारतभाषायाः मातृकं संस्कृतभाषा एव इति निरुपितम् अभवत् अन्यभाषा एव इटलि भाषा इण्डो युरोपियन् भाषायाः मातृका संस्कृतमेव इति निरुपितवन्तः संस्कृतभाषायाः प्रत्येकता उच्चारणसमये अस्माकं मनसि अस्माकं शरीरे अपि सम्यक् सम्यक् भावनाः प्रचलन्ति इति अहं मन्ये तदेव संस्कृतभाषायाः विशिष्टता अहं मम भावना